अहं राजस्थानप्रदेशवासी अत्र वृक्षाणां न्यूनता पूर्वं महती आसीत् अधुना तु वृक्षाणां रोपणं जातमस्ति तेन हरितमयं वातावरणं किञ्चित् वर्धितं तथापि वृक्षाणां न्यूनता तु अस्ति एव एवं च वृष्टिरपि अत्र न्यूना एव जायते किञ्च अत्र घर्मोऽपि सुमहान् भवति राजस्थाने चूरुनगरे तापमानम् अधिकं भवति शैत्यकाले अत्यन्तं न्यूनम् अपि भवति एवमेव जोद्पुरे फ़लोदिनामके स्थाने अपि एषा एव स्थितिः अतः एतेन जनाः घर्मकाले गृहात् बहिर्नागच्छन्ति शैत्यकालेऽपि सुमः शैत्यं भवति इत्यतः जनाः रात्रौ अग्नेः पुरतः उपविशन्ति